मया सज्जीकृतं बहु कष्टकरं वस्त्रम् आसीत् कुर्ता पैजामा इति तत् मम कृते न मम पुत्र्याः कृते सा बहु विचित्रम् इच्छति अतः सा एवं करोतु एवं सीवनं करोतु इति सर्वदा वदति स्म पुनः पुनः सीवनं पूर्वम् अहं किञ्चित् अभ्यासं कृतवति परन्तु आधुनिक रूपेण वस्त्रं सी वस्त्रस्य सीवनं अहम् अधिकं न जानामि स्म तदा मम पुत्र्याः इच्छां पूरयामि इति मनसि अस्ति अतः बहुवारं सीवनं कृत्वा पुनः निश्कास्य बहु वारं प्रयत्नं कृतवति मा मम श्रमां मम श्रमं ज्ञात्वा मम पुत्री तत् वस्त्रं कथञ्चित् इष्टवति मम माता मम कृते बहु कष्टं कृतवति कलु इति एवमेव मम अनभ्यासकारणेन मम पुत्र्याः कृते झटिति न दत्तवति तथापि मम संतृप्तिः अस्ति मम पुत्र्याः अपि मम कृते मम माता मम इष्टं वस्त्रं सीवनं कृत्वा दत्तवती इति पुत्री अपि सन्तुष्टा आसीत् अनन्तरम् अनन्तरम् अहं मम दौहित्र्याः कृते अपि सीवनं कृतवति जन्मदिनसन्दर्भे कुर्ता सम्यक् मम गृहे बहूनि वस्त्रानि वस्त्रखण्डानि भवन्ति तानि स्वीकृत्य भिन्नभिन्नरूपेण दौहित्र्याः कृते अहं सीवनं कृत्वा बहुमाननरूपेण अपि दत्तवती सापि तदा तदा सर्वदा न इदानींतनकाले किञ्चित् बालाः अधिकभारयुत वस्त्रानि के काश्चन धरन्ति काश्चन न धरन्ति ममा दौहित्री बहु कृषा अस्ति अतः सा अधिकं न इच्छति तथापि धरति